हलो

अस्तु अत्र राजस्थानी भोजने बहु बहु विशिष्टं भोजनानि लभ्यते यथा दाल्बाटिचूर्मा लभ्यते तत्तु अतिस्वादिष्टं वर्तते एकदिनं कुत्रापि गत्वा तत् स्वीकरणीयमेव पुनः मधुरम् इष्टमस्ति चेत् एतद् लभ्यते घेवर् लभ्यते घेवरपि बहु स्वादिष्टं वर्तते बहु मधुरं वर्तते एतद्द्वयं मम पक्षतः अहं वदामि पुनः यत्किमपि वा उत्तर भारते लभ्यते तत्सर्वम् अत्र बहु सम्यक्तया लभ्यते चुर्चुर्नानपि अत्र बहु सम्यक् लभ्यते किम् आवश्यकम् इदानीम् अस्तु तर्हि घेवर् स्वीकर्तुं गच्छामि वा तत्र समीपे एव एकं होटेल् अस्ति तत्र गच्छामि वा हा बहु सम्यक् लभ्यते तत्र पुनः हा पुनः रात्रौ किम् आवश्यकम् चुरुचुर्नान् स्वीकर्तुं गच्छामि वा तद् न यात्रिकाणां यात्रिकाणां सौकर्यमपि अस्माभिः द्रष्टव्यमेव खलु तर्हि अस्तु लघुभोजनम् अस्तु अस्तु तर्हि दाल्बाटिचूर्मा अपि स्वीकर्तुं शक्यते चूर्चूर्नान् अपि स्वीकर्तुं शक्यते किम् आवश्यकम्

अस्तु इदानीं तर्हि घेवर् स्वीकर्तुं गच्छामः अस्तु चलतु